कौटिल्यस्य अर्थशास्त्रं सर्वेषाम् उपकारकं सर्वग्राह्यं च दृश्यते आबहो कालात् पूर्वं पूर्वमेव रचितमपि इदम् कौटिल्यस्य अर्थशास्त्रम् अद्यत्वेऽपि उपादेयताम् वहति यथा तत्र विषयाः विनयाधिकरणं यत्र च वृद्धसंयोगः इन्द्रियजयः अमात्योत्पत्तिः इत्यादि दूतप्रणिधिः मन्त्राधिकारः इत्येवं विविधाः विषयाः प्रमुखतया विनयाधिकरणे चर्चिताः वर्तन्ते विनयाधिकारिकम् इति प्रथमस्य प्रकरणस्य नाम दृश्यते ततः अनन्तरम् अध्यक्षप्रचारः इति द्वितीयमधिकरणम् यत्र च जनपदनिवेशः भूमिछिद्रविधानं दुर्गविधानं दुर्गनिवेशः इत्येवं विविधाः विषयाः चर्चिताः वर्तन्ते ततः तृतीयं धर्मस्थीयम् यत्र व्यवहारसम्बद्धाः विषयाः चर्चिताः विवादपदनिबन्धः विवाहसंयुक्तं विवाहधर्मः सुश्रूषा पारुष्यं द्वेषः उपकारः ऋणादानम् इत्येवं विविधाः विषयाः आचारप्रधानाः अत्र धर्मस्थीयम् इत्यत्र चर्चिताः ततः चतुर्थे कण्टकशोधनम् इत्यधिकरणे वैदेहकस्य रक्षणम् उपनिपातस्य प्रतिकारः गूडाजीविनां रक्षा इत्येवम् विविधाः विषयाः चर्चिताः वर्तन्ते ततः अग्रे पञ्चमे योगवृत्तम् इत्यधिकरणे दाण्डकर्मिकं कोशाभिसंहरणं मृत्यभरणीयम् अनुजीविवृत्तं समयाचारिकम् इत्येवं विविधाः विषयाः चर्चिताः दृश्यन्ते ततः षष्ठे मण्डलयोनिः इत्यत्र प्रकृतिसम्पदः अर्थात् प्रकृत्या दीयमानानां सम्पदां विषये विचारः अत्र उपलभ्यते ततः अग्रे सप्तमे षाड्गुण्यरूपे अधिकरणे बहवो विषयाः चर्चिताः षाड्गुण्यसमुद्देशः संशयवृत्तिः अनन्तरं सम्भूयप्रयाणम् इत्येवं संहितप्रायाणिकम् इति मित्रसन्धिः विषयाः एवं विधाः चर्चिताः ततः अष्टमे व्यसनाधिकारिके प्रकृतिव्यसनसर्गः राजराज्ययोर्व्यसना चिन्ता पुरुषव्यसनसर्गः पीडनवर्गः स्तम्भवर्गः इत्येवं विविधाः विषयाः विलिखिताः उपलभ्यन्ते ततः नवमे अभियास्यत् कर्म इति अधिकरणे बाह्याभ्यन्तरश्चापदः इत्येवं बलोपदानकालाः सन्नाः गुणाः प्रतिबलकर्मा इत्येवं विविधाः विषयाः चर्चिताः ततः साङ्ग्रामिकम् इति दशमे अधिकरणे स्कन्धावारनिवेशः स्कन्दवारप्रयाणं युद्धभूमयः इत्येवं विविधाः विषयाः प्रदर्शिताः ततः एकादशे सङ्गवृत्ते भेदोपदानानि उपांशुदण्डः इत्येवं विविधाः विषयाः चर्चिताः द्वादशे आबलीयसम् इति नामके दूतकर्माणि मन्त्रयुद्धं सेनामुख्यवधः इत्येवं विधविषयाः चर्चिताः त्रयोदशे दुर्गलम्भोपायः इत्यत्र उपजापः योगवामनम् उपसर्पप्रणिधिः इत्येवं विविधाः विषयाः चतुर्दशे औपनिषधिकम् इति अधिकरणे परघातप्रयोगः प्रलम्भनम् अद्भुतोत्पादनम् इत्येवं विषयाः पञ्चदशे अधिकरणे तन्त्रयुक्तिः इत्येवं तन्त्रयुक्तीनां विषये च चर्चा विहिता वर्तते अतः बहुविषयगर्भोयं ग्रन्थः अर्थशास्त्राख्यः नीतिप्रधानः सर्वैः अधिकारिभिः अवश्यमेव अध्येतव्यः अधिकारिभिः केवलं न सकलेन जनेन अस्य ग्रन्थस्य अध्ययनं कर्तव्यं तत्रापि अधिकारिणः योग्यरीत्या शासनम् योग्यरीत्या प्रजापालनं कर्तुम् एतस्य अध्ययनम् अवश्यमेव कुर्युः इति एतस्य ग्रन्थस्य विषयानुक्रमणिकां दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः अतः इत्यस्य ग्रन्थस्य पाठ्यवस्तुत्वेन अध्यापनं सर्वत्र निवेशः उपयोगकरः इत्यभाति